अत्र तत् तन्त्रज्ञानेन कथं वित्तकोशीयकार्यं सुलभं जातमिति बहु सुलभतया वक्तुं शक्यते पश्यन्तु अत्र इदानीं तन्त्रज्ञानेन वयं बहु सुलभतया इतः विविधक्षेत्रेषु अर्थात् अस्मिन् राज्ये अस्मिन् देशे बहिः अन्यस्मिन् देशे अपि वयम् वित्तं प्रेषयितुं शक्नुमः अतः तन्त्रज्ञानं बहु उपयोगः जातः अस्ति अपि च अत्र तन्त्रज्ञानं कीदृशम् इति वयं पश्यामश्चेत् सुलभतया वयं जङ्गमवाणीद्वारा अन्येभ्यः यदि काचित् समस्या उत्पन्ना अन्यस्मै तदा वयं झटिति तत् क्षणे तत् क्षणार्धे अहम् इतः शतं रूप्यकं वा पञ्चशतरूप्यकं वा एकसहस्रं वा दशसहस्रं वा पञ्चाशत्सहस्रं वा एकलक्षं वा कीयद्वा धनं प्रेषयितुम् अहं शक्नोमि अतः तन्त्रज्ञानेन महत् कार्यं जातम् अस्ति अग्रे मानवहस्तक्षेपस्य अभावेन तुभ्यम् अधिकं भ्रमः उत्पन्नः वा इति पश्यामश्चेत् अत्र कस्यापि हस्तक्षेपः न भवेत् इति मे मतिः यतः हस्तक्षेपेन भ्रमः नैव उत्पद्यते